इदानीम् अधुना इदानीं सर्वकारेण यत् आयुश् इति नाम्ना देशीयचिकित्सापद्धति विषये यत्कार्यं क्रियमाणं वर्तते तस्य विषये वदामश्चेत् अस्माकं देशे चिकित्सा यत् वर्तते तान् औषधीन् रक्षयितुं तान् नां नामानि यद्वर्तन्ते तान् रक्षयितुम् अपि तस्य आयुश् इति कार्यगारे यत् क्रियमाणं यत् पुस्तकानि वर्तन्ते अनन्तरं यत् श्रमः वर्तते तत् अवश्यम् उत्तमं भवति